मम प्रदेशः वर्तते बेङ्गळूरुग्रामान्तरः तत्र तु विद्युतः समयः इति निर्देशः तु नास्ति तत्र विद्युत् कदाचित् भवति कदाचित् न भवति अपराह्ने कदाचित् तस्याः निष्कासः द्रष्टुं शक्यते तत्र विद्युत् विच्छेदनस्य कारणेन भिन्नभिन्नऋतुषु तव जीवनं कथं व्यत्ययं भवति इति पृष्टः यदि विद्युत् नास्ति तर्हि कदाचित् या अहं तु यदि विद्युत् नास्ति यदा विद्युत् न भवतीति चेत् यदा वृष्ट्याः आधिक्यं दृश्यते वृष्टिः अधिकतया आयाति तदानीं कदाचित् विद्युत् विद्युत् न भवति यदि विद्युत् न भवति तर्हि पठनाय कश्चन क्लेशः जायते एवञ्च किमपि कार्यादिकं कर्तव्यं नाम बहु क्लेशः जायते एवं माता तु कदाचित् दूरदर्शनं द्रष्टुमिच्छति तथापि तस्याः अपि द्रष्टुं न शक्यते विद्युत् नास्तीति कारणात् एवं विद्युत् नास्ति चेत् महान् क्लेशः जायते तथापि किं कर्तुं शक्यते वृष्टिः अधिकतया आगच्छति चेत् पुनः विद्युत् निष्कासनीया एव अन्यथा बहिः य ये भवन्ति तेषामपि क्लेशः जायते तस्माद् विद्युतः तव मम प्रदेशे तु विद्यतः स्समयनिर्देशः तु मयापि सम्यक् न ज्ञायते यतः तत्र तु सर्वदापि विद्युत् भवत्येव यदा वृष्टिरायाति तदा कदा कदाचित् तस्य निष्कासः द्रष्टुं शक्यते